अहं पूर्वं प्रथमवारम् इन्स्टाग्राम् आप् फ़ोन् मध्ये स्थापितवान् परन्तु यदा तत् स्थापयित्वा अकौण्ट् ओपन् कृत्वा अहं तस्मिन् प्रविष्टः तदानीं मम कृते मेसेज् आगतं किमपि न स्थापितमासीत् तदापि मेसेज् आगतं तद् बहु व्यङ्ग्यरूपेण आसीत् एवं मम कृते तेन क्लेशः जातः तथा च यदाहं मम चित्रं तथा वीडियो इत्यादिकं स्थापितवान् तदा तदनन्तरं मित्राणि बहूनि जातानि ये मम सम्बन्धिनः मया एव न ज्ञाताः आसन् ते अपि मया सह मिलिताः अनन्तरं तेषां सम्पर्कः जातः एवम् एकः सन्तोषविचारः तथा च मम स्नेहिताः मित्राणि ये सन्ति तैः सह मम सम्पर्कः बहुकालं स्थितः वर्तते तथा च फ़ेस्बुक् इत्यपि एकमस्ति तद् तत्र एकदा मम मातुलः एकं तस्य तस्य कृते व्यङ्ग्यं भाषा भाषायां मेसेज् इत्यादिकम् आगतमासीत् एवं सा समस्या जाता आसीत् तथा च तेन उपयोगः नाम मित्राणि भवन्ति अनन्तरं सामाजिकविषयं यद् न ज्ञायते न ज्ञायेत तदपि तेन ज्ञायते अस्माभिः यद् न न ज्ञायते तद् तेन ज्ञातुं शक्यते अनन्तरं नूतननूतनविषयाः अस्माभिः ज्ञायन्ते